सजीवव्यक्तिम् आदृत्य मया कदापि चित्रं न कृतम् अहं केवलं निसर्गस्य चित्रं कर्तुं शक्नोमि वर्णान् उपयुज्य विशिष्टरीत्या किमपि कर्तुं शक्नोमि क्राफ्ट् इत्यादिकं करोमि परं सजीवव्यक्तिम् आदृत्य कदापि चित्रं न कृतवती कर्तुं प्रयासः कृतवती परं अत्यन्तव्यङ्गचित्रापेक्षया व्यङ्गचित्रमपि सम्यक् भवति परं मम चित्रं सम्यक् नासीत् अतः अहं तत्रैव त्यक्तवती